हरिः ओम् आगच्छतु उपविशतु ओ अहं सम्यगस्मि भवती कथम् अस्ति कथं चलति कार्यादिकं ओ एवं बहुश्रान्ता इति भाति एकं चायं दास्यामि वा पिबति वा हा अस्तु निर्माणं कृत्वा दास्यामि इदानीं स्वीकरोतु अन्यत्किमपि अपेक्ष्यते वा भोक्तुं पर्पटः अस्ति पुनः एतद् शष्कुली अस्ति मधुरम् अस्ति मैसूरुपाक् अस्ति किमपि अपेक्ष्यते वा वाञ्छति वा हा तद् नास्ति इदानीमेव समाप्तं अन्यत् किमपि स्वीकरोतु हा स्वीकरोतु दशरूप्यकाणि पुनः चायस्यापि पञ्चदशरूप्यकाणि मम गृहे सर्वे कुशलाः एव मम पत्नी तु नास्ति एकाकी एव भवतां गृहे भवत्याः गृहे हा हा अस्तु कथं चलति कार्यादिकं कार्यालये कति जनाः कति जनाः आगतवन्तः अद्य ओ एवमेवं

चलति एवमेव अद्य तु जनाः नागतवन्तः कार्यालयात् भवतां भवतः कार्यालयात् भवती एकाकिनी आगतवती अद्य भवतां भवत्याः पतिः कुत्र गतवान् ओ हो कार्यार्थं एवम् एवं इतोपि अपेक्ष्यते वा चायं ओ कथमासीत् चायं तत्र एतत्सर्वं शर्करा शर्करादिकं सम्यगासीत् वा पुनः काफ़ी अपेक्ष्यते वा काफ़ि अपि अस्ति किञ्चित् स्वीकरोतु ईषद् ईषद् स्वीकरोतु किमपि न भवति भवतः धनं मा ददातु धनस्य चिन्तां मा करोतु एवमेव द ददामि अहमेव किञ्चित् स्वीकरोतु ईषद् ईषद् स्वीकरोतु हा अस्तु मिलामः तर्हि हा